हरिः ओम् महोदय नमस्ते महोदय मम कृते एक गृहम् आवश्यकं भाटकरूपेण आम् महोदय एक उत्तमं गृहम् अस्ति चेत् प्रकोष्ठत्रयम् अस्ति चेत् सम्यक् भवति शयनगृहं द्वयम् अस्ति चेत् एका पाकशाला एकं सिट्औट् अपि आवश्यकम् एकः सुन्दरः प्रकोष्ठः अस्ति चेत् सम्यक् भवति भवतः समीपे अस्ति इति मम मित्रम् एकम् उक्तवान् ददाति वा आं मम कृते त्रयवर्षपर्यन्तं भाटकरूपेण गृहम् इच्छामि

आम् एकमासस्य कृते अहं धनं भवान् धनं निर्धारं करोति वा एकवर्षस्य वदति वा कथं वदति किञ्चित् दृष्ट्वा वदतु

अस्तु भवान् कथम् इच्छति तत् तथैव कुर्मः एवं वा अस्तु एकवर्षस्य कृते कति धनं दातव्यम् विंशतिसहस्राधिकम् एकलक्षरूप्यकाणि दातव्यम् इदानीमेव एक एककाले व अहं दातव्यं वा एक सार्धसार्ध षड्मासपर्यन्तं ददाति चेदपि चलति

एवं वा अस्तु एकवर्षस्य अहं ददामि सम्यक् गृहं सिद्धं कृत्वा स्थापयतु अहं श्वः आगमिष्यामि धनं ददामि अहं सर्वं दृष्ट्वा अहं धनं दत्वा गच्छामि अस्तु महोदय तर्हि राम राम मिलामः